अस्माकं प्रदेशे सर्वकारीयः संस्थाः बहुविध उपायानि महिलानां कृते योजितानि चिन्तितानि च अस्ति तन्निमित्तं महिलाः यदा यदा शिशुकन्या प्राथमिक स्तरादारभ्य तत्र महाविद्यालयस्तरपर्यन्तं तेषाम् अनुदानराशिः नाम तत्र विश्वविद्यालयेषु विद्यालयेषु च तत्र भागग्रहणाय यत् प्रदत्तं शुल्कं तस्य बालकानाम् अपेक्षतया न्यूना अस्ति पुनश्च उद्योगप्राप्तेः निमित्तम् प्राप्तिः निमित्ते तस्य तत्र बहव्यः योजनाः प्रकल्पिताः अस्ति तत्र सर्वकारीय संस्थासु महिलानां कृते त्रिंशत् प्रतिशतं स्थानं संरक्ष्य संरक्षितम् अस्ति अतः पुनश्च सामाजिके सामाजिकस्थाने महिलानां कृते तादृशं स्वातन्त्र्यं दीयते यादृशं बालकानां कृते दीयते परन्तु ग्रामादिषु केषुचित् स्थलेषु तेषां स्वातन्त्र्यम् अधुनापि नष्टम् अस्ति तन्निमित्तम् इद् इदानीम् यद्यपि सामाजिक चेतना इत्यादिषु निरताः बहव्यः संस्थाः जनानां कृते सचेतना सृष्टिः कारयितुं प्रचिष्टा क्रियमाणा अस्ति तथापि तद्विषयकं सम्पूर्णं रूपत्वम् इदानीं पर्यन्तम् अपि न प्राप्तम् अतः अस्माभिः तद्विषयकं समस्या इदानीम् अपि सम्पूर्ण रूपेण निराकर्तुं न शक्यते